प्रकृतिचिकित्सा चिकित्सा अथवा नैसर्गिकचिकित्सा चिकित्सापद्धतिषु अन्यतमा भवति अस्यां पद्धतौ प्रकृति शक्त्या चिकित्सा क्रियते अस्यां चिकित्सायां शास्त्रीयचिकित्सायाः औषधस्य च अल्पम् उपयोगं कुर्वन्ति एषां पद्धतिः विश्वस्य अनेकाः चिकित्सापद्धतीः आश्रिताः अस्ति यदा यथा भारतस्य आयुर्वेदचिकित्सा यूरोप् देशस्य नेचर् क्यूर् इत्याद्याः चिकित्साः आश्रिताः प्राकृतिकचिकित्सा प्रणालीचिकित्सायाः एकः रचनात्मकविधिः अस्ति प्रकृतौ अधिकविद्यमानानि तत्त्वानि उपयुज्य रोगस्य समूलनं समूलनाशः नाशनमेव अस्याः चिकित्सायाः लक्ष्यम् अस्ति अस्ति अस्याः नैसर्गिकचिकित्सायाः लक्ष्यम् न केवलमेषा चिकित्सापद्धतिः किन्तु मानवस्य शरीरं शरीरम् अन्तर्भूतमहत्त्वपूर्णशक्तिः उत प्रकृतितत्त्वानाम् एका जीवनशैली अस्यां चिकित्सापद्धतौ मूलानि शाकाः बलानि च विविधरोगाणां नाशकाः भवति भवन्ति इति अल्पमूल्येन एनां चिकित्सां प्राप्तुं शक्नुमः अल्पमूल्ये अल्पमूल्ये मूल्येन नैसर्गिकचिकित्सायाः चिकित्सां प्राप्तुं शक्नुमः